अस्माकं सः ग्रामसमुदाये अथवा ग्रामे भिन्नभिन्नकार्यक्रमाः चलन्ति इदानीं वयं चिन्तयामः चेत् इदानीं इदानीमहम् एकं वित्तकोशे कार्यं कुर्वन् अस्मि तत्र भिन्नं रीत्या कार्याणि चलन्ति जनाः तस्य नूतनसाङ्केतिकविद्याम् उपयुज्य कार्याणि चलन्ति किम् इत्युक्ते इदानीं साङ्केतीयविद्यायाः उपयोगाः अधिकाः सन्ति सः सर्वेषां हस्ते जङ्गमदूरवाणी नूतना जङ्गमदूरवाणी इति कारणेन ते सर्वे एव गृहम् उपविश्य बेङ्किङ्ग् कार्यं सर्वं कुर्वन्ति अनन्तरं भिन्नव्यापाराः सन्ति व्यापाराः अपि गृहम् उपविश्य कार्यं कुर्वन्ति इति चिन्तयामः ततः भिन्नभिन्नकार्येषु कार्याणि चलन्ति तानि अस्माकं कार्यसरलतया तादृशकार्याणि कुर्वन्तः सन्ति इदानीं जनाः अधिकतया नूतनसाङ्केतिकविद्याम् उपयुज्य कुर्वन्ति अतः सरलतया कार्याणि कर्तुं शक्यते इदानीं साङ्केतिकविद्यायाः उपयोगः अधिकाः सन्ति भिन्नकार्यक्रमेषु सन्ति वाणिज्यकार्याणि व्यवहारकार्याणि सर्वम् अधिकतया सम्यक् कुर्वन्तः सन्ति न एवम् एव कार्याणि चलन्ति अस्माकम् इतानीं नूतनविषये अपि तादृशकार्याणि कर्तुं शक्यते तद् चिन्तनीयः विषयः इति मन्ये